हरि ओं हरि ओम् आ हरि ओम् जै श्रीराम् माताजि आ चिन्ता नास्ति माताजि अद्य सङ्गीत क्लास् मध्ये किं किं करणीयं माताजि बव मम किञ्चित् अस्वास्थ्यमासीत् माताजि तदर्थं ए़क्साम् अस्ति न वा अस्तु माताजि अस्तु स्वराः सर्वं किम् किम् हा हा हा सत्यम् हा अहम् एकघण्टा एकघण्टा द्वे घण्टा हा द्वे हा द्वे द्वे करोमि हा प्रातः काले करोमि हा प्रातः शीघ्रम् उत्थाय अनन्तरम् अहं सङ्गीतमेव आ उत्थाय सङ्गीतं वदामि वदामि आ सत्यम् आ अस्तु अस्तु माताजि अस्तु माताजि अस्तु आ श्रुतिपेटिका अस्ति श्रुतिपेटिका अस्ति नूतनं स्वीकृतवती अहम् आ आ सम्यक् अस्ति अहं तत् स्थापयित्वा पठामि अभ्यासं करोमि कदा माताजि वार्षिकोत्सवः कदा आम् आ मासे आ सत्यं सत्यं माताजि हा हा आम् गण गणपतिस्तोत्र अनन्तरम् राधाकृष्णस्य गीता भजनगीता अस्ति चेत् भजनगीता वर्णमस्ति वा वर्णम् अस्ति वा एक्साम् मध्ये अस्तु अस्तु अस्तु अस्तु हा हा ह आ सत्यम् गणपतिस्तुतिः किं राग माताजि गणपति अस्य गणपति अस्य येन श्लोक न वा श्लोक आ आ हंसध्वनिरागस्य आ ह आ ह सम्यक् अस्ति वा आ महागणपतिं मनसा स्मरामि हा हा

आ हा वक्रतुण्डं हा वक्रतुण्ड आ आ हा हा हा हा सत्यं हा हा वातापति गणपति सम्यक् अस्ति माताजि तत् आ तत् अभ्यासं किञ्चित् किञ्चित् आगच्छति मम वातापि गणपतिम् आ आ उत्तमगीतं सम्यक् अस्तु अस्तु अस्तु तदेव अभ्यासं कुर्मः आ

अस्तु अस्तु माताजि निश्चयम् आ निश्चयम् आगच्छामि माताजि हा निश्चयं गृहम् आगच्छामि अस्तु आ हा एक्साम् कदा माताजि एतत् सङ्गीतेन एक्साम् अस्ति न वा एक्साम् शीघ्रमस्ति वा हा हा न न नाभवत् न अभवत् आं षड् षड् कक्षे षट् वर्गे पठामि आ सयम् आ अनन्तर आ सप्तमवर्ग अभवत् अनन्तरं शक्यते वा इति आ ह ह ह ह अस्तु अस्तु अस्तु माताजि अस्तु अस्तु ओके सा अस्तु माताजि अस्तु राम्राम्